यदा युवानः छात्राः लेखनम् आरभन्ते आरभन्ते तदा तेषां लेखने अक्षराणां सङ्ख्यानां चित्राणां आकाराणां च मिश्रणं भवन्तः अवलोकयन्तुं शक्नुवन्ति अक्षराणि सङ्ख्याश्च सम्यक् प्रारूपेण न भयेयुः परन्तु एषा विकासस्य चरणः अस्ति तयः कालान्तरे स्वयमेव सुधारः भवन्ति ये छात्राः एतां प्रगतिं न कुर्वन्ति इति भासते तेषाम् अविलेखनम् अवलोकनं च कुर्वन्ति एतेन विकासेन कष्टं सूचनं तु भवेत् भवतः छात्राणां लेखनं भवन्तं लेखस्य बहु अभ्यासः करणीयाः केस् करणीया यदा अहं वर्षाणां पूर्वं मम लेखनं गम्भीरतया पूर्वकं गृहीतुम् आरब्धवान् तदा मया प्राप्तं सर्वोत्तमं सल् न कर्तव्यं व्यवहारार्थम् इति मया पीटर् दि विस् इत्यस्य महत् उद्घारार्थं सर्वे ततः मम भोजनस्य उपरि सामर्थ्यं स्थापितम् अहं प्रेरितः सन् लिखामि प्रतिदिनं प्रातः नववादने प्रेरितं वा ददाति इति सुनिश्चितः करोमि